नमस्ते न न वदतु वदतु एवं वा

एवं वा हा सत्यं भगिनि किञ् उपायं वदामि चिन्ता न करोतु तत् ध्यानं कर्तुं चेत् भवत्याः मनसि किञ्चित् शान्तरीत्या भवे भवेत् भवेत् भगिनि अहं भवती मम गृहं प्रति आगच्छति चेत् अहं प्रतिनित्यं प्रातःकाले करोमि तत् कक्षा अस्ति भवती अपि आगन्तुं शक्यते वा हा श शक्यते भगिनि विष्णुसहस्रनाम भवती जानाति वा भगवद्गीतामपि मनसि बहु सन्तोषं भवति हा हा पाठयामि हा हा

हा उ उत्तमं भगिनि पाठयिष्यामि हा तत् आन्लैन् द्वारा अहं पाठयिष्यामि आगमनं प्रत्यागमनं प्रत्यागमनं किञ्चित् कष्टम् भवत्याः समीपे खलु इदानीम् अस्तु भगिनि स सुलभेन गच्छति भगिनि भवती य तत् प्रतिनित्यं पठति चेत् विष्णुसहस्रनामं तत् तत्र वैब्रेशन् अस्ति तत् तत्र तस्मिन् कारणात् सुलभेन भवती शान्तिं प्राप्नोति भगिनि आ तथा भगवद्गीतापि बहु उत्तमम् इदानीम् द्वयम् एकवारं मास्तु विष्णुसहस्रनामं पठतु हा तत् अभ्यासानन्तरं तत् कुर्मः एवं वा विष्णुसहस्रनामं कष्टं नास्ति भगिनि निधानेन वक्तुं चेत् तत् अल्पप्राणः अल्पप्राणमहाप्राणस्य विषये ह्रस्वदीर्घस्य विषये अपि सुलभं भवति हा विष्णोः सहस्रनामानि एवं भगिनि तत् किञ्चित् इदानीं कष्टमेव भवत्याः समीपे भवति इदानीम् आगमनं प्रत्यागमनं कष्टं खलु तदनन्तरं कुर्मः एतत् किञ्चित् शान् अस्तु भगिनि राम्राम् मिलामः